वार्षिकरूपेण जात्रा वा उत्सवः वा आचर्यते किं कदा आचर्यते अस्माकं प्रदेशे तावत् जात्रामहोत्सवः इति आचर्यते वर्षद्वये एकवारं जात्रामहोत्सवः भवति अस्माकं प्रदेशे तावत् जा यल्लापुरजात्रा इति प्रसिद्धं वर्तते तद्वत् सिरसीमारिकाम्बाजात्रामहोत्सवः इत्यपि प्रसिद्धं वर्तते उत्सवः उत्सवः महाशिवरात्रि उत्सवः अनन्तरं कार्तिकदीपोत्सवः अनन्तरं गुरुपूर्णिमा उत्सवः अनन्तरं सङ्क्रान्ति उत्सवः एवं रूपेण बहवः उत्सवाः आचर्यन्ते अस्माभिः तद्विषये बाल्यकाले अस्माभिः जात्रामहोत्सवः इत्युक्ते महदानन्दः तत्र तत्र गमनं मातापित्रोस्सह गमनं मित्रैस्सह गमनं सहपाठिभिस्सह गमनं प्रतिदिनं नव दिनानि यावत् जात्रामहोत्सवः भवति अस्माकं प्रदेशे तत्र प्रतिदिनं सायङ्काले गमनमेव तत्र गत्वा ऐस्क्रीम् खादनम् अथवा तत्र यद्यद्वर्तते तत्र यद्यद् क्रीडितुं शक्यते तत्सर्वं अस्माभिः क्रीड्यते स्म तत्र यद्यद्भोक्तुं शक्यते तदपि भुक्त्वा आनन्देन पुनः प्रत्यागमनम् एवं रूपेण जात्रामहोत्सवः एवम् उत्सवः उत्सवाद तावत् प्रामुख्यतया देवालये गमनं भवति तत्र वार्षिकपूजा अनन्तरं रथः रथोत्सवः एवं रूपेण भवति तत्रापि भागः गृहीतः